आम् अहं किं करोमि एकः स्यूतः सारि कूपी कूपी क्रिस् क्रिस्पी कृत्वा पानिपूरयित्वा इति ततःपरं तस्य पूरयामि ततःपरं तस्य

उपरि एकं छेदनं कृत्वा तः गमनस्य दट् पाट्मध्ये स्थापयित्वा गच्छामि मन्दं मन्दं तत् पानीयं भवतस्य सस्यस्य परिपालनं करोति एव तत्परम् अहं किं करोमि एकम् एकम् वस्तुः वस्त्रं जलेन स्थापयित्वा ततःपरं नि निष्कास्य तलं निष्कास्य तस्य अधः स्थापयामि ततःपरं किञ्चित् किञ्चित् तस्य शुष्कं न भवति तदेव तदेव मम चिन्तनं शुष्कं न भवनीयं शुष्कं न भवति चेत् तद् सम्यक् भवति तदेव